सद्य काले बहु उपयुक्तमानाः आप् विशयाः एकं वेट्सप् इंस्टाग्राम् फेस्बुक् यूट्यूब् एतावद् भवति तत्र आदिक्येन जनाः वाट्सप् उपयोगं कुर्वन्ति इति मन्ये वाट्सप् द्वारा सन्देशविनिमयः एकं तत्र चित्ररुपेण वा शब्दरुपेण वा लिखितरुपेण वा प्रेषयितुं शक्नुवन्ति सद्य काले इदमिदानीं तत्र धनविनियोगः अपि भवितुमर्हति तादृशी व्यवस्था अपि ते कृतवन्तः अनन्तरं दृष्ट्वा भाषणं कर्तुं शक्नुमः इति एका व्यवस्था अस्ति इति कारणेन विद्याभ्यासरङ्गे वा आरोग्यरङ्गे वा अफीशियल् किमपि करणीयं चेत् तादृशरङ्गे वाट्सप् उपयोगः बहुधा कुर्वन्ति वाणिज्यसम्बद्धमपि कार्ये वाट्सप् उपयोगः बहवः कुर्वन्ति बिज़नेस् रुपेण बिज़नेस् मध्येपि वाट्सप् बहुधा सहायं कुर्वन्ति दूरवाण्यायाः उपयोगे दूरवाणी सर्वदा पूर्वतनकालेषु दूरवाणी केवलं भाषणयोग्यमासीत् इदानीं तथा नास्ति यत्किमपि मनुष्यसम्बन्धं किमपि किमपि अस्ति इन्टर्नेट् सम्बन्धं किमपि किमपि अस्ति चेत् सर्वं दूरवाण्याम् अस्ति दूरवाणी उपयुज्य एव तद् सर्वं करणीयं भवति आधिकदूरवाणी उपयोगेन केषाञ्चन नेत्रे क्लेशः भवन्ति केषाञ्चन चिन्तने क्लेशाः भवन्ति केषाञ्चन जीवने अपि क्लेशाः भवितुम् अर्हति दूरवाणी एकरीत्या पश्यामश्चेत् नवतिप्रतिशतं सम्यक् अस्ति चेद् दशप्रतिशतं किञ्चिद् दोषान् जनयति इति वक्तुं शक्नोमि